भारते तु चतुष्षष्टिकलाः वर्तन्ते तासु सर्वाः चतुष्षष्टिकलाः प्रसिद्धाः प्रतिकला सर्वा सर्वस्याम् एकैका कला वर्तते परन्तु अस्माकं भारतीयाः तद् प्राधान्येन सर्वेभ्यः निरूपणीयम् इति कथापि कदापि न चिन्तयन्ति ताः सर्वाः कलाः सम्यक्तया जानन्ति ये आगच्छ आगच्छन्ति आसक्तितया तेभ्यः पाठयन्ति अवकाशं यदि प्राप्यन्ते तदानीम् अवश्यमेव पाठयन्ति एवं च शौर्यं क्रीडा स्वच्छता नृत्यम् इत्यादि प्रति एका प्रत्येका कला वर्तते इदानीम् उदाहरणार्थं स्वच्छता स्वच्छता इति एका कला किमर्थं नाम यदि एकं स्थानमस्ति तत् समीचीनतया पालनं कर्तव्यं चेत् स्वच्छता कर्तव्या बहवः तान् तत्र स्थानं सम्यक्तया स्वच्छमेव न कुर्वन्ति एवमेव त्यक्त्वा गच्छन्ति परन्तु केषुचन जनेषु समीचीनतया कला वर्तते प्रति वस्तु ततः निष्कास्य यथा स्थानं यथा पूर्वं स्थापयन्ति सम्यक् संस्थाप्य स्वच्छतां कुर्वन्ति एषा एका कला अन्ये एकस्मै कृते ग्रहणं ग्रहणं ग्रहणकला वर्तते ग्रहणकला नाम यदि एका एकवारं यदि किमपि उच्यते तर्हि तेषां ग्रहणं सम्यक्तया भवति पुनः पुनश्च क्रीडा नृत्यमिति एका कला सङ्गीतम् एका कला बहु बहु बहवः सङ्गीतं बहु सम्यक् प्रीणन्ति तत्र राष्ट्रस्तरे राज्यस्तरे इति बहुविदस्तानेषु गत्वा इमां कलां प्रदर्शयन्ति एतेषु एतासु एतासु कलासु सर्वेषु अस्ति सर्वेषु सर्वासु वर्तन्ते परन्तु केभ्यः इच्छा वर्तते ये आगच्छन्ति ज्ञातुं तेभ्यः इमां कलां प्रदर्शयन्ति प्राधान्येन